अत्र वयं गुरुकुले जैविकानिलम् अपि यूस् कुर्मः अत्र कथं भवति तत् जैविकानिलं नाम अत्र यदि गोशाला वर्तते यदि अन्यत्र कुत्रचित् जैविकानिलं कर्तुम् इच्छन्ति चेत् तत्र गोशाला स्थापनीया गोशाला भवति चेत् तत्रत्यं गोमयं नीत्वा तस्मिन् स्थापयित्वा तेन सह जलं मिश्रणं कृत्वा अन्तः प्रेषणीयं भवति तद् यावत् बृहत् बृहद्भवति तावद् किलो प्रेषणीयम् इति भवति तदुत्तरं तस्य उपरि एकं सिलिण्डर् स्थाप्यते तदुत्तरं तस्यान्तः तद् तद् दुर्गन्धं तद् दुर्गन्धं यदागच्छति तदेव अनिलरूपेण परिवर्त्यते तदुत्तरम् एकं पै पैप् संस्थाप्य यत् पाकं कर्तुम् अर्हति अन्यत् यत्किञ्चित् कर्तुम् अर्हन्ति यथा भवन्तः एल् पी जि अनिलम् अनिले यथा कार्यं कुर्वन्ति पाकं पाकविषयेषु तथा एतेनापि कर्तुमर्हन्ति ए एल् पी जी एल् पी जी अनिलं यद्वर्तते तद् बहु धनं भवति तद् भवन्तः एकं सिलिण्डर् आनयन्ति चेत् गृहेषु एकमासः आगच्छति अत्र नाम हास्टल् इत्यादिषु स्थानेषु एकसप्ताहे अपि सम्यक् न आगच्छति तादृशस्थानेषु यदि जैविकानिलस्य प्रतिष्ठापनं कुर्वन्ति तद् बहु उपयोगाय भवति यदि तत् सम्यक् रक्षन्ति तेषां कृते मासद्वये मासात् एकं सिलिण्डर् एल् पी जि ग्या अनिलम् अलं भवति किमर्थं नाम आधिक्येन जैविकानिलस्य उपयोगः यत् करणं

धनं स्थापनीयं भवति भवद्भिः तद् गोमयं प्रति धनं दातव्यम् इति नास्ति तद् गोमयं नीत्वा साक्षात् जलेन सह मिश्रणं कृत्वा तदन्तः प्रेषयन्ति चेत् तद् अनिलं भूत्वा बहिः आगच्छति तदुत्तरं तत्पार्श्वतः यद् अवशिष्टमागच्छति तद् नीत्वा अस्माभिः यदि वृक्षस्य अधः स्थाप्यते मूले संस्थाप्यते वृक्षः अपि सम्यक् वर्धते यदि वाटिका अपि वर्तते बृहत् कुटुम्बः अपि वर्तते तत् स्थानेषु एतद् उपयोगाय उपयोगाय भवति